हरिः ओम् अस्माकं प्रदेशे बहूनि क्रीडाङ्गनानि सन्ति तेषां क्रीडाङ्गने अहं गत्वा क्रीडनं करोमि योगं करोमि

क्रिकेट् अपि तत्र गत्वा क्रीडितुं शक्नोमि अन्यत् तेषां क्रीडाङ्गने किं किं कर्तुं शक्नुमः एतत् वषये अहं स्वयमेव विचार्य क्रीडाङ्गने क्रीडितुं गच्छामि क्रीडाङ्गने अहं यत्र गच्छामि तस्मिन् समये बालकाः अपि तत्र गच्छन् आसन् गत्वा तेषां सहार्थे अहं क्रीडितुं शक्नोमि क्रीडाङ्गने बहूनि कार्याणि अपि कर्तुं शक्नोमि यथा विवाहकार्यं केऽपि विशिष्टिकार्यक्रमाः भवन्ति यथा जनहितकार्यं रेली अपि क्रीडाङ्गने भवति अन्यत् मार्गे भवति एतदर्थं स्थानीयानां कृते किं किं तत्र गत्वा करिष्यन्ति किं न करिष्यन्ति एतद् विचारे प्रातःकाले धावनमपि करिष्यामि करोमि अन्यत् वा अन्यत् ग्रामीणजनाः अपि धावनं कुर्वन्ति एतत् सर्वं विचिन्त्य क्रीडाङ्गने क्रीडाङ्गने बहूनि कार्याणि कर्तुं शक्नोमि अथवा कर्तुं शक्नुमः एतत् विषये अहं क्रीडाङ्गने विषये एतदेव जानामि